कस्मिन् चारणसमूहे त्वं गच्छसि इति प्रश्नः वर्तते अहं कस्मिन्नपि चारणसमूहे न गच्छामि किन्तु अहं स्वयमेव गच्छामि तत्र मया बहवः प्रदेशाः दृष्टाः सन्ति विशेषेण यदा अहं महाराष्ट्रप्रदेशे आसम् तत्र बहवः उन्नत पर्वताः आसन् बहवः तत्र शिवाजी महाराजस्य स्थानानि यत्र सः जातः यत्र सस्य स्वेन राज्यं स्थापितम् यत्र तस्य बाल्यम् आसीत् एवं बहवः तत्र पर्वतप्रदेशाः यत्र तेन स्वकीय राजशासनार्थं तत्र स्थानानि परिकल्पितानि तादृशप्रदेशेषु मया चारणं कृतम् अस्ति न तावदेव बहुत्र अग्रे गन्तव्यम् इति अस्ति बहवः प्रदेशाः मया न दृष्टाः अपि तेपि प्रदेशाः द्रष्टव्याः इति वर्तन्ते उदाहरणार्थं कर्णाटकेषु कोडचाद्रि इति कश्चन पर्वतप्रदेशः अस्ति यत्र यत् अत्यन्तम् उन्नतेषु कर्णाटकेषु विद्यमानेषु पर्वतेषु सः अन्यतमः तस्त्र कोडचाद्रीपर्वतस्य उपरि देवालयः वर्तते तत्र जलस्य जलपातः अपि वर्तते एवं मूकाम्बिकादेवालयः अपि निकटे अस्ति अतः सः कश्चन रमणीयः प्रदेशः मया द्रष्टव्यः इति अस्ति तेन सह अन्येऽपि बहवः रमणीयाः प्रसिद्धाः प्रदेशाः कर्णाटकेषु वर्तन्ते यत्र गन्तव्यम् इति चारणार्थं वर्तते यथा माकलिदुर्गा इति कश्चन प्रदेशः बेङ्गळूरुतः निकटे वर्तते सः प्रदेशः गन्तव्यः एवं रामदेवरबेट्ट इति अस्ति यत्र देवालयः अपि वर्तते सोपि कश्चन द्रष्टुं योग्यः प्रदेशः एवं देवरायनदुर्गा इति अन्यः कश्चन प्रसिद्धः प्रदेशो अस्ति तद्वदेव अन्येपि केचन प्रदेशाः वर्तन्ते गली बेडु इति कश्चन प्रदेशः अत्र कोडग कोडगु प्रदेशे अयम् अस्ति एवं केचन कर्णाटकेषु द्रष्टव्यानि स्थानानि वर्तन्ते तेन सह अन्येऽपि भारतदेशे प्रसिद्धानि स्थानानि यानि सन्ति यदा हम्टापास् वर्तते हिमाचलप्रदेशे हिमालयेषु विद्यमानः सः तत्र गन्तव्यम् इत्यस्ति एवं कौरीपास् इति कश्चन अत्र किञ्चित् क्लेशः अपि स्यात् किन्तु रमणीयः द्रष्टुं द्रष्टुं योग्यः गन्तुं योग्यः प्रदेशः सः अतः तत्र तत् सहाय सोपि प्रदेशः गन्तव्यः इत्यस्ति